आं वैदिकसाहित्यस्य अध्ययनं कृतवती वेदः इति चतुर्भ्यः धातुभ्यः भावे करणे च प्रत्ययेन वेदशब्दः निष्पद्यते अतः उच्यते विद्यन्ते धर्मादयः चत्वारः पुरुषार्थाः ये सः वेदः ऋक् प्रातिशाख्ये विष्णुमित्रेण उक्तं विद्यन्ते ज्ञायन्ते एभिः धर्मादिपुरुषार्थाः इति वेदः सायणाचार्यस्य मते अपौरुषेयं वाक्यं वेदः अर्थात् यस्य ग्रन्थस्य न कोऽपि कर्ता भवति सः एव अपौरुषेयः एवं वेदस्य न कोऽपि कर्ता भगवान् कृष्णद्वैपायन व्यासस्तु अध्येता इति सहितयोः भावः साहित्यम् अर्थात् साहित्ययोः इत्युक्ते शब्दः अर्थश्च साहित्ये नाटकं रसादिः सन्ति